तत्वशास्त्रं ज्ञातुम् अवश्यम् अध्येतव्याः ग्रन्थाः के तद्विषये वद मम शास्त्रम् इत्युक्ते व्याकरणं व्याकरणमित्युक्ते अष्टाध्यायी अष्टाध्यायी पाणिनिः पाणिनिमुनिना रचितं वर्तते तस्मिन् अष्टाः अध्यायाः भवन्ति सूत्राणि भवन्ति चतुस्सहस्राधिकसूत्राणि भवन्ति अष्टाध्यायी इत्युक्ते व्याकरणशास्त्रम् व्याकरणशास्त्रम् इत्युक्ते यथा शरीरे मुखं प्रधानं भवति तथा संस्कृतक्षेत्रे व्याकरणस्य प्रामुख्यता वर्तते व्याकरणशास्त्रम् अध्ययनम् अध्येतव्यम् अध्ययनं करणीयम् इति चेत् तत्र कानिचन ग् ग् कश्चन ग्रन्थाः कश्चन ग्रन्थाः वर्तन्ते केचन ग्रन्थाः वर्तन्ते पतञ्जली महर्षिणा रचितं पातञ्जलमहाभाष्यम् अनन्तरम् धातुपाठात् अनन्तरं परिभाषेन्दुशेखरः लघुसिद्धान्तकौमुदी इत्यादिकं बहु बहवः ग्रन्थाः वर्तन्ते अतः तेषाम् अध्ययनं कुर्मः चेत् व्याकरणशास्त्रस्य निगूढतया रहस्यं ज्ञातुं शक्नुमः